नमस्ते आम् अहं पूर्णप्रज्ञाशालायाः प्रांशुपाला सम्भाषयन्ती अस्मि अस्माकं छात्राणां कृते अस्मिन् अकेडेमिक् वर्षे तावत् शूस् अपेक्षितमासीत् अस्माकम् अस्माकं शालायां द्विसहस्रच्छात्राः सन्ति अतः सर्वेभ्यः अपि शू अपेक्षितमासीत् कृष्णवर्णस्य शूस् अपेक्षितम् वयो आम् वयोमितिः प्रथमकक्ष्यायाः आरभ्य दशमकक्षापर्यन्तं छात्राः सन्ति आम् उभा उभावपि स्तः बालिकाः सन्ति बालिकाः सप्तशतं सन्ति तद्भिन्नाः सर्वेऽपि बालकाः सन्ति तत्र अस्माकं शालायां अतः सर्वेभ्यः अपि अपेक्षितमस्ति अतः आम् आम् तत्र भवताम् आपणतः एव जनाः आगत्य मेषर्मेण्ट् स्वीकर्तुं शक्नुवन्ति वा इति प्रष्टव्यमासीत् आम् अपि च तत्र अस्माकं हौसस् सन्ति खलु रेड् हौस् येल्लो हौस् ब्लू हौस् ग्रीन् हौस् इति हौस् चतुष्टयमस्ति तस्य कृते यथा अपेक्षितं तादृशवर्णे प्राप्यते वा शूस् इति किञ्चित् वदन्ति वा आम् सम्यक् अपि च स्पोर्ट्स् शूस् अपि अपेक्षितमासीत् अस्माकं कृते एवं आम् सम्यक् किं ब्रेण्ड् अस्ति भवतां प्यूमा अस्ति वा नैका अस्ति वा किम् अस्तीति किञ्चित् वदन्ति वा

एवमेवं सम्यक् सम्यक् आम् तर्हि कति मौल्यं भवति इति किञ्चित् वक्तुं शक्नुवन्ति वा ओके आम् किञ्चित् एवमेव चिन् द्विसहस्रच्छात्राः सन्ति टूथौसण्ड् आम् स्पोर्ट्स् शू सर्वेभ्यः अपि मास्तु तत्र ज्येष्ठच्छात्रेभ्यः केवलं प्रौढशालाविभागे ये सन्ति सप्तमकक्षानन्तरं ये सन्ति तत्रापि ये वालिबाल् क्रीडन्ति तेभ्यः केवलम् आधिक्येन अस्माभिः दीयमा आनेतुं इत्युक्तौ विक्रयणार्थमुक्तमस्ति आम् आम् अस्तु अस्तु तर्हि अहं पुनः एकवारं मिलामि आगत्य अहमेव स्वतः आगच्छामि भवताम् आपणं प्रति आगत्य मिलित्वा सर्वं किञ्चित् निष्कर्षतया चिन्तयामः अपि अस्माकं किञ्चित् डिस्कौण्ट् यच्छन्तु शाला अस्ति बालाः सन्ति अतः बल्क् आर्डर् अपि अस्ति किञ्चित् चिन्तयित्वा आम् परश्वः एव आगच्छन्तु क्लेशो नास्ति धन्यवादाः अस्तु अस्तु धन्यवादाः